मम पाकपद्धतेः विशिष्टानि खाद्यमस्ति पायसं कथं निर्माणं करोमि करणीयं चेत् इत्युक्ते एकं पात्रे जलं संस्थाप्य तदनन्तरम् एकं चषके तण्डुलं स्वीकरणीयं तद् तत्र स्थापयित्वा क्वथनं कार्यं यदा अर्धपाकः आगच्छति तदनन्तरं क्षीरं संस्थाप्य तद् क्वथनं करोतु पूर्णम् यदा पूर्णं पाकमागच्छति तण्डुलं यथा ओदनं रूपे आगच्छति तत् समये शर्करा संस्थापनीया यथा आवश्यकं तथा संस् शर्करा संस्थाप्य किञ्चित् क्वथनं कृत्वा अन् अन्तिमं किञ्चित् दधिः संस्थापनीयं तदनन्तरम् उष्णं न्यूनं कृत्वा किञ्चित् समयं क्वथनं कार्यं तदनन्तरं तद् सम्यक् वासना आगच्छति यदा सम्यक् वासः आगच्छति तदनन्तरम् उष्णं तत् ततः निर्माजन् निर्माणं निर्माणं करणीयं तद् स्वीकृत्य पातुं शक्यते